अहम् इतः पूर्वं हिमाचलप्रदेशे आसं हिमाचलप्रदेशः बहुरम्यं प्रदेशमस्ति तत्र पर्वतीयक्षेत्रः एव तत्र बहवः पर्वताः आसन् एकवारम् अहमपि एकस्य पर्वतस्य उपरि गन्तुं इच्छां कृतवान् पर्वतारोहणम् अपि किमपि अहं कृतवान् तत्र पर्वतस्य उपरि गमनान्तरं दृष्टवान् यत् अधस्तात् यः यद् नगरम् अस्ति तत् बहुरम्यं प्रतीयते रात्रौ तु नगरस्य यत् विद्युत् व्यवस्था दृश्यते तत् बहुरम्यं वर्तते सूर्यास्तः मया दृष्टः सूर्यास्तः बहुरम्यम् आसीत् यत् पर्वतस्य उपरि सूर्यास्तः दर्शनेन किम् आश्चर्यम् अहमेव जानामि तद् बहुरम्यम् आसीत् तर्हि सूर्योदयः सूर्यास्तः ततः बहुसम्यक् प्रतिभाति इति